मदधीतच्छास्त्रं व्याकरणं वर्तते वयं जानीमः एव यद् इदानीन्तनकाले व्याकरणस्य ग्रन्थः प्रसिद्धः अस्ति अष्टाध्यायी ताम् अष्टाध्यायीमाश्रित्य अनेके ग्रन्थाः प्रसिद्धाः सन्ति तत्र भट्टोजिदिक्षीतस्य वैयाकरणसिद्धान्तकौमुदीग्रन्थः प्रसिद्धः वर्तते अस्य ग्रन्थस्य सम्यक् अध्ययनेन व्याकरणस्य सर्वे नियमाः अस्माभिर्ज्ञातुं शक्यन्ते यद्यपि कौमुद्याः प्रागपि अनेकानि व्याकरण व्याकरणान्यासन् परञ्च यदा वैयाकरणसिद्धान्तकौमुदीनामकग्रन्थः आगतः प्रसिद्धः प्रकाशितो वा तदा प्राक्तनाः ये ग्रन्थाः आसन् ते मन्ये अस्तङ्गताः एव सन्ति इदानीं व्यवह्रीयमाणं व्याकरणं पाणिनीयव्याकरणं वर्तते तत्र वैयाकरणसिद्धान्तकौमुद्यां महत्त्वं वर्तते इदानीं संस्कृतस्य यत् परिनिष्ठितत्वं तत् सिद्धान्तकौमुद्या अस्माभिः निर्णीयते इति यद्यपि ततः प्रागपि कासिकाग्रन्थः आसीत् परञ्च सर्वेष्वपि ग्रन्थेषु अष्टाध्याय्याः ये नियमाः आसन् तेषां नियमानां व्याख्यानं कृतमस्ति अतः इदानीन्तनयुगे संस्कृतस्य यत् संस्कृतत्वं संस्कृतस्य यद् परिनिष्ठितत्वं संस्कृतस्य यद् स्थिरत्वं तत् पाणिनीव्याकरणेन अस्माभिर्ज्ञायते सामान्यतया अष्टाध्याय्यां चत्वारिं तत्र चतुस्सहस्रं सूत्राणि वर्तन्ते तेषां सूत्राणां व्याख्यानाम् ग्रन्थान्तरेषु कृतं वर्तते केचन तादृशाःअपि शब्दाः आसन् येषां निर्वचनम् उत वा एषां संसिद्धिः पाणिनीसूत्रे न जातम् अतः कात्यायनेन वार्तिकं समारब्धम् एवञ्च पाणिनीयसूत्राणां कात्यायनस्य वार्तिकस्य च व्याख्यानं भगवता पतञ्जलिना कृतम् अतः इदानीं त्रिमुनिव्याकरणं प्रसिद्धमस्ति सूत्रकारः पतञ्जलिः वार्तिकारः कात्यायनः भाष्यकारस्य तत्र पतञ्जलिर्वर्तते अतः त्रिमुनिव्याकरणं प्रसिद्धं वर्तते पाणिनेः तत्र महाभाष्यस्य एतद् वैशिष्ट्यं वर्तते यत् भाष्यकारेण स्वकीये ग्रन्थे संस्कृतस्य व्यावहारिक शब्दान् ते प्रयुक्तवन्तः सन्ति किञ्च लोकोपयोगी ये नियमाः सन्ति तेषां नियमानामपि तेन उल्लेखः कृतः वर्तते येन विषयस्य स्फोर्णे तत्र सौकर्यं भवति उदाहरणार्थम् अनुनासिकविसये सन्देहः भवति यत् कथं ज्ञातव्यम् यत् अत्र अनुनासिकस्वरः अस्ति इति यद्यपि तत्र सूत्रमस्ति मुखनासिकावचनोनुनासिकः इति परञ्च तत्र पतञ्जलिना एकस्य न्यायस्य उल्लेखः कृतः अस्ति सः न्यायः अस्ति प्रासादवासिन्यायः सः वदति कश्चिद् जनः यथा प्रासादे वसति कश्चिद् जनः भूमौ वसति परञ्च कश्चिद् एतादृशः जनः भवति यद् भूमौ अपि वसति प्रसाद प्रासादे अपि वसति तथैव वर्णोऽपि भवति त्रिविधः कस्यचिद् वर्णस्य उच्चारणं मुखेन भवति कस्यचिद् वर्णस्य उच्चारणं नासिकया भवति कस्यचिद् वर्णस्य च उच्चारणं मुखेन नासिकया च मिलित्वा भवति अतः यस्य वर्णस्य उच्चारणं मुखेन नासिकया मिलित्वा भवति सः वर्णः अनुनासिकः उदाहरणार्थम् अ अत्र कण्ठस्य उपयोगः क्रियते इ अत्र तालुना प्रयोगः क्रियते उ अत्र ओष्ठस्य प्रयोगः क्रियते परञ्च प्रकारान्तरेण अँ अत्र कण्ठस्य नासिकायाश्च उभयोः स्थानयोः प्रयोगः कृतः अतः अँ इति अनुनासिकः वर्णः इं अत्रापि तालुनः उपयोगः नासिकायाः अपि उपयोगः कृतः अस्ति अतः अनुनासिकः वर्णः अतः प्रयोगसरण्या अपि भाष्यकारेण व्याकरणे नियमानाम् प्रयोगं कृत्वा जनेभ्यः प्रादर्शयत् वर्तते अतः एव तत्र उक्तम् केचिद् भूमिवासिनः केचिद् प्रासादवासिनः केचिद् तु उभयवासिनः ये भूमिवासिनः गृह्यन्ते ते भूमिवासिग्रहणेन ये प्रासादवासिनः गृह्यन्ते ते प्रासादवासीग्रहणेन एवं केचिद् मुखवचनाः केचिद् नासिकावचनाः केचिद् तु उभयवचनाः ये मुखवचनाः गृह्यन्ते ते मुखवचनग्रहणे ये नासिकावचनाः गृह्यन्ते ते नासिकावचनग्रहणेन ये तु उभयवचनाः गृह्यन्ते ते मुखवचनग्रहणेन नासिकावचनग्रहणेन च एतादृशः लौकिकः दृष्टान्तः प्रदत्तः वर्तते येषाम् उपयोगेन कठिनोऽपि विषयः सरलतां प्राप्नोति एवमेव अन्यत्रापि बहुषु स्थलेषु अस्माभिः दृश्यते यत् उदाहरणदृष्ट्या लोकोपदा लोकवाक्येन व्यवहारेण विसयस्य सरलीकरणं तेन कृतं वर्तते यथा भाष्ये एकं वाक्यमस्ति अहं लोके न तु अहं लोकः अर्थात् अहं लोके वर्तां परञ्च अहमेव लोकः नास्मि इति अतः एतादृशं प्रसिद्धं वाक्यं महाभाष्यादिग्रन्थेषु वर्णितं वर्तते किञ्च कर्तुरीप्सिततमं कर्म इति सूत्रस्य व्याख्यानावसरेऽपि भाष्यकारेण लोके व्यवहारयुक्तानि वाक्यानि प्रयुक्तानि वर्तन्ते यथा कश्चित् कञ्चित् निमन्त्रयते आमन्त्र्यमाणः आह प्रभूतं भुक्तम् अस्माभिः सः उक्तवान् दधि खलु भविष्यति पयः खलु भविष्यति तदा भोक्ता आह तदा किञ्चिद् भुञ्जीय इति एतेन ज्ञायते यत् प्राचीनकाले संस्कृतभाषा व्यावहारिकिभाषा आसीदेव यतो हि उदाहरणस्यापि प्रयोगः लोकभाषया कृतो वर्तते अतः व्याकरणं कठिनं नास्ति व्याकरणस्य ये नियमाः सन्ति ते अस्माभिर्ज्ञातव्याः येन भाषाप्रयोगे सौष्ठवम् प्राञ्जल् तत्र प्राञ्जलताञ्च आगमिष्यन्ति धन्यवादः